चतुर्विंशत्यधिक द्विसहस्रतमवर्षस्य जनवरि मासस्य प्रथमदिनम् चतुर्विंशत्यधिक द्विसहस्रतमवर्षस्य फे़ब्रवरि मासस्य पञ्चमदिनम् त्रयोविंशत्यधिक विंशतितमवर्षस्य मार्च् मासस्य दशमदिनम् द्वाविंशत्यधिक विंशतितमवर्षस्य सेप्टेम्बर् मासस्य पञ्चमदिनम् चतुर्विंशत्यधिक द्विसहस्रतमवर्षस्य फे़बरवरि मासस्य तृतीयदिनम् चतुर्विंशत्यधिक द्विसहस्रतमवर्षस्य जनवरि मासस्य पञ्चमदिनम्